अहं गूगल् माप्प् उप्प् उपयुक्त उपयोगं कृतवती एतत् विषये इदानीम् अहं नूतनक्षेत्रं नूतननगरं जा जान् गच्छामि चेत् तत्र तत्र क्षेत्रम् अहं न जानामि आटो आटोयान महोदयमपि अहं कदा विश्वासं करोमि तदा तत् समये अहं गूगल् माप् उपयोगम् करोमि एतत् मार्गं समीचीनं वा न वा इति जानामि तदनन्तरं नूतननगरं नगरस्य नगरे अहं किमपि किमपि शा गृहं किं कोप् किमपि प्लेस् जानामि चेत् गच्छामि च जानामि चेत् अहं गूगल् म्याप् उपयोगं करोमि तत्र म्याप् म्याप् यूस् कृत्वा अहं शीघ्रं गच्छामि तत् तद् शीघ्रं गच्छामि प्लस् मम टैम् औट् समयः अपि वेस्ट् न न भवति